ग्रामक्षेत्राणां नगराणां च क्रीडाणां मध्ये तावत् भेदः कदाचित् वर्तते एव यद्यपि क्रीडाणां विषये भेदः तथा न भवति यतोहि क्रीडाणां नामानि तथैव भवन्ति समानाः एव भवन्ति क्रीडाः तथापि क्रीडनप्रक्रिया अथवा क्रीडनव्यवस्थायां कदाचित् भेदः दरीदृश्यते यथा छात्राः बालाः वा ग्रामीणाः तावत् मृत्तिकायां संलग्नाः भूत्वा कन्दुकेन क्रीडन्ति कन्दुकक्रीडा अत्र च नगरे तावत् बालाः कन्दुकक्रीडा यद्यपि क्रीडन्ति तथापि तद्सम्बद्ध प्राङ्गणेषु एव ते ताः क्रीडाः क्रीड्यन्ते इत्यतः कदाचित् ते तथा मलिनाः अथवा ग्लानाः न भवन्ति इति चिन्तयामि एवमेव ग्रामीणाः तावत् आत्मानं तथा चिन्तयन्तः क्रीडन्ति यथा ते विस्मरन्ति आत्मानमेव क्रीडायां संलग्नाः भूत्वा इति कथने कदापि नास्ति संशयः एवं नगरे तावत् छा बालाः आत्मानं संरक्षणं कुर्वन्तः क्रीडन्ति इति